वादे वादे जायते तत्वबोधः काले काले परिवर्तमानेषु स्मृतिविचारेषु एकवाक्यता न भवति अतः सम्प्रदाये तस्य समन्वयः एवं कर्तुं शक्यते समाजस्य मूलहेतुः गृहपरिसरः गृहपरिसरे सम्प्रदायस्य ज्ञानं शिशुः अवस्थायां प्रदानेन सम्प्रदायस्य संरक्षणं कर्तुं शक्यते एवं रूपेण प्रति परिवर्तमानस्य स्मृतिविचारेषु सम्यक् ज्ञानमपि उद्बोधयितुं शक्यते अस्माभिः एवं प्रकारेण नूतन समाजस्य मध्ये सम्प्रदायात्मक परिकल्पनायाः सम्बन्धः विशेषरूपेण भविष्यति इति नास्ति संशीतिः